भारतस्य मुख्यानि पर्यटनस्थानानि अनेकानि सन्ति यथा मथुरायाः कृष्णमन्दिरम् प्रेममन्दिरम् अस्ति आगरा आगराप्रदेश आगराप्रदेशे ताज्महल् इति अस्ति मथुरा अयोध्यायाः राममन्दिरम् अस्ति दिल्लीप्रदेशे लाल लालकिला अस्ति मथुरा मथुरा उत्तरप्रदेशस्य मथुरा मथुराजनपदे श्रीकृष्णस्य र् मन्दिरम् अस्ति श्रीकृष्णजन्मभूमिः इति कथ्यते तत्र तत् तत् तत् मन्दिरं बहु सुन्दरं शोभनं सजीवरूपेण च अस्ति तस्मिन् एका गुहा अपि वर्तते तस्मिन् गुहायां श्रीकृष्णस्य जीव जीवन विषये यत्किमपि किन् यत्किम् यत् किमपि घटनाः आसन् तेषां सर्वेषां सजीवचित्रणं वर्णनञ्च तस्मिन् अस्ति दिल् दिल्लीप्रदेशे लालकिला वर्तते लालकिला लालकिला गणतन्त्रदिवसे तत्र ध्वजारोहणं भवति प्रधानमन्त्री प्रधानमन्त्री माननीयः प्रधानमन्त्री महोदयः तत्र स्वस्य भाषणम् अपि ददाति तत्र आ आगरा आगरा आगरानगरे ताज्महल् अस्ति ताज्महल् इति पर्यटन पर्यटनस्थानं शाहजः शाह मुगलसाम मुगल् शास शाहजहां शासकेन स्व स्वपत्नी मुमताज् महल् इत्यस्य तस्य स्मरणे एव निर्माणं कारितवान्